सुप्रभातम् अहं मम पेन् कार्ड् इत्यत्र निवाससङ्गेतम् अद्यतनीकर्तुम् आगच्छामि तदर्थं मम मम हस्ते ऐडेन्टिटि कार्ड् आधार् कार्ड् सर्टिफ़िकेट्स् इत्यादि हस्ते गृहीतं मह्यं कृपया साहायं ददातु